अहं क्रीडां बहु इच्छामि तत्रापि मह्यं फुड्बाल् क्रिकेट् कब्बाडि वालिबाल् ह्याण्ड्बाल् इत्यादिक्रीडाः बहु रोचन्ते प्रतिदिनम् अहं क्रीडामि क्रीडनेन मम शारीरिकसामार्थ्यं वर्धितमस्ति मानसिकतया अपि अहं स्वस्थः अस्मि रोगाः अपि न्यूनतया मां बाधन्ते प्रतिदिनं क्रीडां क्रीडामि इत्यस्मात् मम एकाग्रता अपि वर्धिता अस्ति तस्मात् अहम् अध्ययने अपि मनः संलग्नयामि